अस्माकं समये समुदाये महिलानां कृते ऋतुश्रावविषये केचन नियमाः सन्ति तत्समये दिनत्रयात्मकं वा दिनपञ्चात्मकं वा ते दैवपूजां न कुर्वन्ति देवालयं न गच्छन्ति शुभकार्येषु दैविकसम्बन्धविषयेषु ताः भागं न स्वीकुर्वन्ति तत्समये ताः विश्रान्तिं स्वीकरणीयं तासाम् आरोग्यसंरक्षणं परिरक्षणं च करणीयं महिलाः तत्समये तासां स्वास्थ्यविषये श्रद्धा विषये जानन्ति महिलानां कृते ऋतुस्रावम् एकं शारीरिकधर्मम् अस्ति तत्कारणेन तैस्सह भेदभावं न भवितव्यं कालमानपरिस्थितिम् अनुसृत्य वयं व्यवहरणीयम्